त्वया पृष्टं प्रियतमा युद्धाकला का इति तत्र बहूनि युद्धकलाः सन्ति तेषु अन्यतमः कराते नाम तत्र सर्वत्र प्रसिद्धमेव कराते तत्रापि तेषु अन्यतमः तमिलुज तमिल्नाडे तत्र वर्तते युद्धकला सिलम्बं कुट्टुवर्सै वर्मकलै इत्यादिकं तत्र सिलम्बम् इत्यस्य युद्धकलाया युद्धकलायाः प्राधान्यं पाण्ड्यदेशे नाम इदानीं मदुरै इति कथ्यते तत्र चोलदेशे नाम तञ्जावूरु इत्यादिनगरे चेरदेशे नाम केरला इत्यादिदेशे सर्वत्र प्रसिद्धमस्ति सिलम्बं कुट्टुवरसै वर्मकलै इत्यादिकं किमर्थमिति चेत् एतानि युद्धकलाः किमर्थम् उच्यते चेत् देहसंरक्षणार्थं कर्तव्यम् इति मया उक्तम्